हिन्दुजनाः जनः मन्यन्ते यत् शारीरिकं मानसिकं वा सर्वेषु रोगेषु जैविकं मानोवैज्ञानिकं अध्यात्मिकं च तत्त्वं भवति ये उपचारः तया अपि कारणेन सम्बोधयन्ति ते हिन्दुरोरुणी कृते प्रभावि इति ते गणिन्तुम् शक्यते आग् नैकः हिन्दुजनः मानसिकरोगं मानसात्मकं विकारं च कलङ्कृतम् मन्यते अस्माकं मनः शरीरं सम्बन्धः मानसिकसांसारिक स्वास्थ्ययोः आच्छादनस्य वर्णनं करोति स्वस्य सम्यक् पालनेन अस्माकं स्वास्थ्ये महती उन्नतिः भवितुम् इति अस्माकं बहवः मनश्शरीरं चाद्वौ भिन्नौ विषयौ मन्यते वयं तान् विषयनिरूपेण अपि कुर्मः शारीरिकं समस्यां कृते वयं वैद्यानां समीपं गच्छामः मानसिकसमस्यानां कृते वयं चिकित्सकानां समीपं गच्छामः परन्तु वैज्ञानिकः तयोः म मध्ये अधिकाधिकम् अतिव्याप्तम् आप्नुवन्ति स्वस्थं मनः भवतः शरीरस्य उत्तमं कार्यं कर्तुम् साहाय्यं करोति स्वस्थं शरीरं भवतां मानसिकस्वास्थ्यं उत्पन्नं करोति यतः चेत् द्वौ मिलित्वा मनः शरीरम् इति एकं मिलितं मनश्शरीरं सम्बन्धे एकम् उपरि न परिमाणम् अस्ति